मम इष्टतमं चारणस्थानम् इति सिंहगड् इति अस्ति सिंहदुर्गः इति तत्र अहं यावत्पर्यन्तं चतुर्वारं तत्र गतवान् तर्हि तदा नाम सर्वदा एव न् इदानीन्तु नाम मार्गः अपि भारतीयसर्वकारेण कृतः उपरि गन्तुं परन्तु कदापि अहं नाम यानेन उपरि न गतवान् सर्वदैव पद्भ्यामेव मित्रं मित्रैः सह उपरि गतवान् तत्र गते मार्गेपि तत्र मध्ये मध्ये वृक्षाः एवं च पाषाणाः तत्सर्वं द्रुष्ट्वा एवं च प्रायः तु नाम चतुर्वारं तु अहं गतवान् परन्तु तेषु त्रिवारं वृष्टौ एव गतवान् तर्हि वृष्टिकाले अहं चारणस्थानं गन्तुं य् इच्छामि सर्वदा एवं च तत्र यानि मम तु व्यञ्जनानि सन्ति उपरि गत्वापि तु तानि व्यञ्जनानि भोक्तुं जनाः एवं च अहं महान् आनन्दः महान् आनन्दं महान्तमानन्दम् अनुभवामः